आमाम् अहं योग इन्स्ट्रेक्टर् अस्मि आन्लैन् योग शिक्षयितुमिच्छति भवती आं तर्हि अस्माकम् आन्लैन् क्लासस् प्रचलन्ति प्रतिदिनं प्रातः षड्वादनतः अष्टवादनपर्यन्तम् एवं च सायमपि षड्वादनतः अष्टवादनपर्यन्तं प्रचलन्ति तर्हि भवत्याः कः समयः सुलभः भवति भवत्याः कृते ओके प्रातः वा आं सम्यक् तर्हि भवती किमर्थं योग शिक्षितुमिच्छति तत्र कोऽपि क्लेषः वा शरीरे अथवा किमपि अन्यत् कारणं आम् आं आं तर्हि अस्माकं एकमासस्य कोर्स् वर्तते एतद् आन्लैन् एवं च एकं मासत्रयस्य वर्तते एवं च एकं षण्मासस्य वर्तते भवती किं ग्रहितुमिच्छति षण्मासस्य कोर्स् तत्र दशसहस्रं वर्तते फ़ीस् आन्लैन् आम् एकस्य मासत्रयस्य पञ्चसहस्रं आम् एकमासस्य द्विसहस्रम् अथवा पञ्चाशत् अधिकं द्विसहस्रम् इति वर्तते आम् आं यदी भवत्या सह कोऽपि इति अथवा कापि वा अन्यापि आगन्तुमिच्छति तर्हि किञ्चित् डिस्कौन्ट् वर्तते तत्र यथा षण्मासस्य उभावपि यदि ग्रहिष्यन्ति तर्हि अष्टसहस्रं तावद्भवति किमपि आमां

आमां आम् आं तर्हि एकहोरा अथवा द्विहोरा वा एकहोरा एव आं तर्हि रविवासरे कक्षा न भवति आं केवलं सोमवासरात् शनिवासरपर्यन्तं भवति

अत्र अहम् एकं भवत्या फ़ीस् यदा दास्यति तदनन्तरम् अहमेकं ज़ूं लिङ्क् प्रेषयामि तेनैव प्रतिदिनम् आगन्तव्यं भवति आम् आं तत्रैव कक्षा प्रचलति आम् अहमेव शिक्षयामि बालिकानां कृते तु आम् आमहं सर्वं सम्यक् पश्यामि अन्यत् भवतीनां कोपि विशेषः किमपि क्लेषः भवति चेत् अथवा अन्यत् किमपि भवति चेदपि सम्यक् वदन्तु अहं तदपि द्रक्ष्यामि तत्र अत्र अहमेकां भा

तदर्थं भवती किं लेप्टाप् फ़ोन् किञ्चित् क्लेषः भवति तर्हि लेप्टाप् मध्ये यदि भवति करिष्यति कक्षा गृहीष्यति तर्हि तत्र सम्यक् द्रष्टुं शक्नुमः एवं च किञ्चित् औट्डोर् इत्यादिकं भवति चेत् तत्र सम्यक् दृश्यते एवं च एकवारमहं भवतीमेकं लिङ्क् प्रेषयिष्यामि तदेकवारं दृष्टा फ़ैनलैस् करोतु आमां रेजिस्ट्रेषन् करोतु फ़ैनलैस् करोतु अनन्तरं दूरवाणी करोतु अहं वक्ष्यामि सर्वं आं तद् रेजिस्ट्रेषन् समये भवति आम् हा भवती तदेव आमाम् आमां हा एकवारमहं लिङ्क् प्रेषयामि पश्यतु भवती आं धन्यवादः